आ हरि ओम् हा हाम् मुख्याधिकारी अहमेव मुख्याधिकारी नमस्ते ओ एवं वा आदित्य इति वा हा अस्तु वदतु भो ओ एवं वा ह्म् ह्म् वदतु ओ उडुपितः मुम्बै नगरपर्यन्तं वा ह्म् वदतु किं जातम् ओहो उडुपि रैल्वेस्टेषन् मध्ये वा कथं नष्टं जातम् कथम् अभवत्

ओहो एवं वा किं किम् आसीत् किं किम् आसीत् तत्र ओ कम्प्यूटर् आसीत् वा गणकयन्त्रं ह्म्

ओ एवं वा पुनः धनमासीत् वा तत्र ओहो पुनः आभरणादिकम् आसीत् वा

ओह् एवम् ओह् एवं वा पुनः किं किम् आसीत् तत्र

बहु अमूल्य बहु अमूल्यवस्तूनि आसीत् वा कम्प्यूटर् एव ह्म् ओह् संशयमस्ति वा यस्य कस्यापि विषये ओह् तथा भवद्भिः तत्र दृष्टं वा सि सि टि वि आसीत् वा तस्मिन् प्रदेशे ओह् तर्हि भवतां बेग् कथमासीत् एतत् कथम् कस्य वर्णे आसीत् कस्य वर्णम् आसीत् बेग् वर्णं कस् किम् चित्रं मनसि आगच्छति वा भवद्भिः किं कर्तव्यं चेत् लेखनीं स्वीकृत्य पत्रे सर्वमपि लिखित्वा मां प्रति ददातु आरक्षणालयं प्रति आगत्य मां प्रति ददातु अहम् अधुना कार्यं करोमि शीघ्रमेव कार्यं कृत्वा यः चोरः वर्तते तस्य तम् तत्र निजिघृक्षामि जिघृक्षामि आ धन्य धन्यवादाः